अहन्तु शिक्षिका अस्मि कलु लाक् डौन् मध्ये किमभवत् बहुकष्टम् अभवत् मम कृते किमर्थम् इत्युक्ते शाला नासीत् तदा तदा आन्लैन् क्लास् आसीत् अन्तर्जालद्वारा तत् कक्षां वयं चालयन्तः स्मः तत्र छात्राः न दृश्यन्ते एव ते शृण्वन्ति वा न वा इति अस्माकं कृते न ज्ञातं ते तत् मोबैल् स्थापयित्वा अन्यत्र गतवन्तः चेत् मया कथं ज्ञायते ते श्रुतवन्तः वा न वा इति तदेव बहुकष्टम् आसीत् परीक्षा अपि न अभवत् तस्मिन् दिने तत् एवमेव पास् कृतवन्तः वयं सर्वे मिलित्वा तत् चिन्तयित्वा मम एवम् अभवत् एवं भवति चेत् शिक्षणस्य का गतिः भवति अग्रे एतत् कदा समाप्यते इति चिन्तयित्वा मम तु अतीवदुःखं सञ्जातं एतत् एतदेव बहुकष्टकरम् आसीत् एतदेव मम कष्टम् अनुभवः आसीत् इति मन्ये